पश्याम्यहं मम इष्टविषयः भवति नर्तनम् अतः मम प्रत्येकं नृत्तसम्बद्धं वीडियो बहु रोचते अतः अहं नृत्तस्य रील्स् अपि पश्यामि अस्मिन् मम प्रियनर्तकाः सन्ति मम प्रियनर्तकानम् मध्ये एकः भवति श्रीरामचन्द्रः आचार्यः ते मम कलालये नृत्तं नृत्तशिक्षकः भवति श्री रामचन्द्रः आचार्यः अहं तस्य नृत्तं सर्वदा सामाजिकमाध्यमेषु पश्यामि